एकवारं चारणे आश्चर्यकरं एकं घट्टणं जात् एका घट्टणा जाता अहं मित्रैः सह ओडिस्सा जिल्लायाः ओडिस्सा राष् ओडिस्सा राज्यस्य ढिन्कनल् जिल्लायाः कपिलस् मन्दिरं प्रति गतवती तत्र गमन समये एकः मर्कटः आसीत् सः एकस्याः भगिन्यः हस्ततः पूजासामग्र्याः नीतवान् तर्हि वयं सर्वे भीतः जातः इतोऽपि चारणे छायाचित्राणि अहं स्वीकरोमि तत् अहं वाट्सप् मध्ये भवतु अथवा फेस्बुक् मध्ये आम्ल् प आम् मुखपट्टळे पोस्ट् करोमि चारणस्य अनुभवः बहु सम्यक् आसीत्